हा जैश्रीरां आपणे अस्ति वा हा अस्माकं स्थानं प्रति पुस्तकं सर्वम् आवश्यकं लेखनसामग्रि ओ ए किमित्युक्ते श् हा हा हा तदेव हा शतं पेज् तद् सहस्राधिकम् आवश्यकम् तद् मङ्ग्ळूर्तः आनयित्वा दातुं शक्यते वा तद् अस्माकं शालायां सर्वेषां दातुम् अस्ति तदर्थं शतं पेज् पुस्तकं हा

पञ्च हन्डर् पेज् पुस्तकं तद् अधिकम् आवश्यकं सार्धद्विसहस्रम् आवश्यकम् हा तदर्थम् अस्माकं कृते किञ्चित् न्यूनमूल्यं दातव्यम् डिस्कौण्ट् कति भवति

तद् एम् आर् पि इत्यतः हा हा दश कथं तद् दश न पञ्चदशं दातव्यम् पञ्चदश पर्सेण्ट् दातव्यम् आ अनन्तरमपि अस्ति टु हन्ड्रेड् पेजस् तदपि सहस्राधिकम् आवश्यकम् अनन्तरं ड्रायिङ्ग् बुक् ड्रायिङ्ग् बुक् सहस्रं सहस्राधिकम् आवश्यकम् अनन्तरम् एतद् किमित्युक्ते कम्पास् बाक्स् कम्पास् बाक्स् अपि तद् पञ्चशतम् आवश्यकं हा

लीस्ट् अस्ति तदेव सर्वं मिलित्वा कति पर्सेण्ट् डिस्कौण्ट् दातुं शक्यते इति अहं पृच्छामि किमर्थमित्युक्ते एतद् अस्माकं शाला एतद् किञ्चित् ग्रामीणशाला किल यत्र सर्वे छात्राः धनं न यच्छन्ति तदर्थं बहु कष्टं हा तदर्थं अनन्तरं तेषां हस्ते धनमेव नास्ति कथं तेषां वयं स्वीकुर्मः किं कर्तुं शक्यते वयं मङ्ग्ळूर् गन्तुं न शक्नुमः नो चेत् वयमेव गत्वा आनीतुं तत्र स्कूल्बुक् कम्पनि मध्ये सर्वं ट्वेण्टि पर्सेण्ट् दीयते डिस्कौण्ट्

ट्वेण्टि पर्सेण्ट् ट्वेण्टि पर्सेण्ट् उदर् उत् हा

हा तदेव तदर्थम् तत्र भवन्तः कृते ट्वेण्टि पर्सेण्ट् दीयते तदर्थम् अस्माकं कृते पञ्चदश पर्सेण्ट् डिस्कौण्ट् ददाति चेत् पर्याप्तं पञ्च पर्सेण्ट् भवतः गमनागमनव्ययः भवति किल तदर्थं तद् स्वीकरोतु अस्तु वयं अहं पट्टिका प्रेषयामि पट्टिका प्रेषयामि अस्तु अस्तु अस्तु अस्तु रां रां धन्यवादः